पर्यटकाः मम प्रदेशे प्रकृतिसौन्दर्यस्य आस्वादनाय आगन्तुम् अर्हन्ति अत्यन्तं गाढं गूढञ्च अरण्यं द्रष्टुं शक्नुमः तत्र वृक्षाः पर्णं न पातयन्ति शिशिरे वसन्तौ च वसन्तऋतौ च विषये पत्र पर्णानि न पातयन्ति तादृशानि अरण्यानि सन्ति तद्विहाय कानिचन तादृशानि देवस्थानानि सन्ति यानि अत्यन्तं पुरातनानि पूर्वं कदाचित् कदम्बवंशस्य उद्धरणं कृतं मया तत्र उल्लेखः कृतः कदम्बराजवंस्थैः निर्मितं किञ्चित् देवस्थानं बनवास्याम् अस्ति बनवासीनगरे अस्ति यच्च कर्णाटके प्रायः विद्यमानेषु देवस्थानेषु अत्यन्तं प्राचीनतमं केवलं कर्णाटके न दक्षिणभारते विद्यमानेषु अधुना अपि वर्तमानेषु देवस्थानेषु अत्यन्तं प्राचीनतमं प्रायः चतुर्थे शतके नाम फ़ोर्थ् सेञ्चुरी कामन् एरा तस्मिन् काले एव निर्मितं तद् गर्भगृहं तत्परितः पुनः प्राकाराः कालान्तरे निर्मिताः एतानि एतत्तु कदम्बवंशस्य देवस्थानं ततःपरं प्रदेशे होयसलाराज्ञां शासनं कृतमस्ति शासनं प्रारब्धं तैरपि देवस्थानानि निर्मितानि शीलामयानि देवस्थानानि लघ्वाकाराणि परञ्च अत्यन्तं सुन्दराणि बनवासी मध्ये मधुकेशवदेवस्थानं तथैव तस्मिन् पार्श्वे एव कैटभेश्वर देवस्थानम् अप्यस्ति कैटभेश्वरदेवस्तानं मधुकैटभयोः नाम्नि अत्र इमे देवस्थाने प्रस्थापिते वर्तेते उभावपि वस्तुतः शिव देवालयौ तत्रापि कैटभदेवस्तानं प्रायेण बहुभिः न ज्ञायते तत् अत्यन्तं सुन्दरं शिलामयं देवस्थानम् होयसलशैल्या निर्मितम् इव अस्ति वस्तुतः स्पष्टं होयसलशैली नास्ति अथापि होयसलशैली इति वक्तुं शक्यते तादृशं देवस्थानम् इत्थम् आरण्ये विद्यमानानि अज्ञातानि अनकानि देवस्थानानि सन्ति तत्सर्वं द्रष्टुं शक्यते खाद्यञ्च मम प्रदेशे जोनिबेल्ला इति कर्णाटकभाषायां वदामः नाम इक्षुकण्डस्य इक्षुदण्डस्य रसं निष्पीड्य इक्षुदण्डं निष्पीड्य रसस्य आसवनङ्कृत्वा किञ्चित् गुडं निर्मियते तद्वस्तुतः आपणेषु यल्लभ्यते तादृशं गुडन्न भिन्न भिन्नं भिन्नाकारकम् इदं गुडं नाम द्रवरूपेण वर्तते अत्यन्तं रुचिकरं भवति तद्मम प्रदेशस्य विशिष्टं खाद्यमस्ति प्रतिदिनम् उपयुज्यते एतद्विहाय अपि गुडेन निर्मितानि अन्यानि खाद्यानि सन्ति अस्माकं प्रदेशं भवन्तः आयान्तु तदानीं पश्यामः